अहं स्केचर्स् पादत्राणं स्वीकृतवान् गतमासे स्वीकृतवान् धावनमित्तं तस्य प्रयोगं कुर्वन् अस्मि बहु सम्यक् अस्ति तस्मिन् पादत्राणे गोग माट् इति किमपि कुषन् अस्ति अतः धावामि चेदपि तत्र वेदना जानुनि वेदना न भवति